सुभाषितरत्नभाण्डागारे प्रशंसाप्रकरणम् अध्ययनं कृत्वा मया हसितं तत्र वैय्याकरणस्य प्रशंसाविषये लिखितमस्ति वैय्याकरणकिरातापशब्दमृगाः क्व यान्ति सत्रस्ताः ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न् स्युः वैयाकरणनिन्दाविषये लिखितम्स्ति टिड्ढणन्ग्द्वयस् चुटुङसि ङशोस् तिप्तस्झि सिप्तस्थ मिबस् हशिचष्टुनाष्टु अतैशश्छोट्यचोन्त्यादिटि लोपोव्योर्वलिवृद्धिरेचि यचिमम्दाधाघ्वदाप्छेचटे इत्यादि अब्दान् अखिलानयन्ति कतिचित् शब्दान् पठन्तः कटून् अथ च गणकनिन्दाविषये लिखितमस्ति गणिकागणिकौ समानधर्मौ निजपञ्चाङ्गनिन्दर्शकावुभौ जनमानसमूहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ